अहं दूरदर्शने वार्तां चर्चां पश्यामि अहम् अजित् हनुमनक्कनर् एतस्य वार्तां श्रुणोमि तस्याः वार्तायाः निरूपणं सम्यक् करोति इति कारणात् दूरदर्शनमध्ये अहम् अजित् हनुमनक्कर् एतस्य वार्तां श्रुणोमि तस्य वचसि भाषाशुद्धिः दृश्यते सः सुवर्ण चानल् मध्ये वार्तां पठति सुवर्ण चानल् मध्ये बहुरीत्या नाम नाम राजकीय सांस्कृतिक धार्मिक इत्यादिविषयाणि प्रदर्शितवन्तः अतः सुवर्ण चानल् बहु प्रसिद्धाः वर्तते